हरि ओम्

हा हरि ओम् अहम् अनिकेतस्य माता प्रथम यूनिट् टेस्ट् अभवत् खलु तदा मम पुत्रस्य पर्फार्मेन्स कथं अस्ति महोदये इदानीं सः अष्टमवर्गे प्रथम परम् अभ्यासम् कुर्वन् अस्ति संस्कृतं भवत्याः पाठनम् एव प्रोत्साहदायकः भवतु इति प्रार्थयामि अस्तु अनन्तरं अन्यद् एकं प्रष्टुम् इच्छामि प्रतिदिनं सः विद्यालये पाठनसमये पाठम् पठ्यपुस्तकात् पठति वा अथवा भवति यदा लेखितुं वदति तदा लिखति वा सम्यक् ओ हो

हा हा अस्तु अस्तु तर्हि तस्य स सतत अभ्यासः भवति तत्र विद्यालये शालासमयानन्तरं अर्धघण्टा पर्यन्तं तिष्ठति सः अधिकतया तदा सतत अभ्यासः भवती इति वदति हा अस्तु तर्हि हा हा अस्तु तर्हि

अस्तु अस्तु अहं गृहेपि वदामि आलस्यं मा करोतु इति आलस्यं तु विद्यायाः शत्रुः खलु तदा अहं वदामि गृहे आलस्यं मा करोतु इति अनन्तरं प्रेषयामि अपि अर्धघण्टा अनन्तरं तत्र तिष्ठति चेत् चिन्ता नास्ति वयं सर्वं सर्वं सिद्धतां कृत्वा प्रेषयामः तं चिन्ता नास्ति धन्यवादः